सर्वेषां जीवने आरोग्यमिति एकं भाग्यं तस्य रक्षणार्थम् आरोग्यरक्षणार्थं यत्नः कर्तव्यः आरोग्यं कथं रक्षितं भवेत् आरोग्यरक्षणार्थम् औषधानि सर्वेभ्यः उपलभ्यन्ते वा इत्युक्ते सत्यं सर्वेभ्यः औषधानि उपलभ्यन्ते तत्र औषध कारार्थम् अस्माकं कोशे धनं भवेत् सर्वस्य रोगस्य कृते अवश्यम् एकम् औषधं वर्तत्येव उदारणार्थं ज्वरः आगच्छति इति चिन्तयामः ज्वरस्य कृते ज्वरस्य निर्मूलनार्थम् एकं धन्वन्तरि सस्यं स्वीकुर्मः तेन ज्वरस्य न्यूनता भवति तद्वत् इदानीं किमपि एकं किमपि एकं किमपि एकः रोगः आगच्छति चेत् तस्य कृते तस्य निर्मूलनार्थम् औषधं स्वीक्रियते औषधं यद्वर्तते तत् क्रेतुम् अस्माकं कोशे धनं भवेत् सत्यं सर्वाः अपि कार्यं कुर्वन्ति सर्वेपि अपि कार्यं कुर्वन्ति तस्य कार्यस्य कार्ये कार्यकरणेन यद्धनम् आगच्छति तत्र प्रायः अर्धम् एवम् औषधार्थमेव आरोग्यरक्षणार्थमेव पृथक् ते रक्षयेयुः कुतः इदानीं सद्यः एव भवन्तः जानन्ति कोविड् इदि यत् आगतं तत्र कोविड् निर्मूलनार्थम् औषधं दत्तं तस्य औषधस्य कृते धनं यद्वर्तते तत् बहु मौल्ययुक्तम् आसीत् तद्धनं यद्वर्तते तद्बहु मौल्ययुक्तं तत् स्वीकारार्थम् अस्माकं समीपे धनम् अवे अवश्यं भवेत् एव